नमस्कारः अस्माकं प्रदेशे पारम्परिकः वा भाषिकः गणः तथा न दृश्यते सामान्यतः सर्वभाषिकाः अत्र विराजन्ते अरण्यकाः केचन सन्ति किन्तु तत् भिन्नप्रदेशे भाषाव्यत्यः दृष्ट्या वा यदि वयं पश्यामः सामान्यतः दृश्यते यतो हि मराठिभाषिकाः सन्ति हिन्दीभाषिकाः सन्ति नाम भिन्नभिन्नभाषिकाः जनाः अत्र सन्ति अतः भाषाव्यत्ययं व्यत्ययं द्रष्टुं शक्यते किन्तु गणः तेषां गणः इति नास्ति आरण्यकः सन्ति किन्तु तेषां भिन्नं स्थानं तत् सर्वं भवति सामान्यतः वनप्रदेशः तेषु स्थानेषु अत्र यदि अहं नागपूर् इति नागपूरम् इति स्थानं वदामि तर्हि चन्द्रपुरम् एकम् आरण्यकप्रदेशः भवितुम् अर्हति अथवा भण्डाराजनपदमस्ति तत्रापि दृश्यन्ते कुत्रचित् किन्तु तेन भाषाव्यत्ययः न भवति तेषां भिन्नं कार्यं भवति अस्माकं भिन्नं कार्यं भवति